मया एकम् अहं भवतां कम्पनी या वर्तते तस्य रेगुलर् कष्टमर् अस्मि तथा च मया प्रोमो कोड् तेन डिस्कौण्ट् अपि प्राप्तमस्ति अतः भवान् डिस्कौण्ड् दत्वा मम एकम् एकम् ओला बुक् करोतु यतो हि अहं भवतां रेगुलर् कष्टमर् अपि अस्मि तथा च अहं स्वपरिवारस्य साकं गन्तुमिच्छामि रेड् फोर्ट् दर्श् द्रष्टुं गच्छामि द्रष्टुं गच्छामि गन्तुमिच्छामि अतः भवान् कृपया डिस्कौण्ट् ददातु तथा च मम बुक् करोतु मम ओला बुक् करोतु